एकं पुस्तकं पठितुं सामान्यतया अहं दिनत्रयं वा अन् चत्वारः दिनाः स्वीकरोमि एकदा घण्टाद्वयपर्यन्तं पठितुम् अहं शक्नोमि आङ्गिलभाषायां वा तमिळ्भाषायां वा पुस्तकं पठितुम् अहम् इच्छामि पठनार्थं किमपि मासिकम् अथवा साप्ताहिकम् इति किमपि लक्ष्यं नास्ति मम कृते किमपि लक्ष्यं नास्ति किमपि सम्यक् पुस्तकम् अस्ति चेत् अहम् दिनत्रयं दिनत्रयं दिनत्रयेषु अहं तत् पू सम्पूर्णं करोमि अथवा म्याक्सिमम् अहं सप्ताहं स्वीकरोमि एकं पुस्तकं पठितुम्